भवतु महोदय आसनं नाम स्थिरसुखमासनम् इति निर्वचनं भवति तस्मात् कारणात् बहु विधानि आसनानि सन्ति योगशास्त्रे पत् पत् पतञ्जलियोगशास्त्रे किन्तु अधुना बालस्य कृते बालकानां कृते कीदृशानि आसनानि योग्यानि इति प्रश्नः भवति किन्तु सर्वत्र विद्यालयेषु कलाशालासु च एकविधमेव सरूपाणि एव आसनानि उपयुज्यन्ते किन्तु यदि यः कश्चन बालकः स्वीय शरीरसौष्टव अनुसारं योग्यम् आसनं स्वीकर्तुम् इच्छति तदा गृहेषु पद्मासनम् अत्यन्तं योग्यम् आसनम् इति मन्ये यतः आलस्यं निद्रा तन्त्रादिनिवारकं भवति आलस्य निद्रा तन्त्रादिनिवारकं भवति तत्र बुद्धिवर्धकमपि भवति इति मन्ये तस्मात् कारणात् यदि स्वयं स्वेच्छया यत्किमपि आसनं स् स्वीकर्तुम् इच्छति चेत् पद्मासनं योग्यमिति आसनं मन्ये योग्यमिति मन्ये